तरणं क्रिकेट् क्रीडनं पुनः पर्वतारोहणम् एतत् त्रयमपि न केवलं क्रीडा अपि तु स्वास्थ्यर्थमपि अत्यन्तम् उचितं वर्तते इदानीं तरणं यदि जनीमः तर्हि तत् एव स्वास्थ्यंथं स्वार् स्वास्थ्यरक्षणार्थम् अत्यन्तम् उपयोगाय भवति यतो हि तरणे सर्वादौ अस्माकं पादयोः सञ्चालनं पाठ्यते पुनः हस्तयोः पुनः जलस्य अन्ते कियान् निमेषाः एषः निःश्वासः सन् तिष्ठति इत्यपि ज्ञायते एतद् अस्माभिः आपत्काले अस्य उपयोगं कर्तुं शक्नुमः यदि एतद् ज्ञातव्यम् इति नास्ति किन्तु ज्ञायते चेत् वरं भवति व्यायामः भवति नाम ये किञ्चित् स्थूलाः सन्ति तेषामपि किञ्चित् व्यायामः भवति अत्यन्तम् उपयोगः वर्तते पुनः क्रिकेट् क्रीडने ऐक्यमत्यं वा अपेक्ष्यते ऐक्यमत्यं नास्ति तर्हि क्रिकेट् क्रीडनं व्यर्थमेव भवति एकस्मिन् गणे एकादश क्रीडालवः क्रीडालवः भवेयुः अपरस्मिन् अपि गणे एकादशक्रीडालवः भवेयुः द्वयोः मध्ये एका स्पर्धा आयोज्यते तत्र एकः कन्दुकक्षेपणं करोति अपरः तद् मारयति एव् एकः तस्य ग्रहणं करोति पुनः यत्र सः कन्दुकः नाम अधः गत्वा भूमिं स्पृष्ट्वा यदि पुनः गच्छति तस्य कन्दुकस्य ग्रहणम् अपरः क्रीडालुः करोति चेत् तत् पराजयः इति वक्तुं न शक्नुमः यदि साक्षादेव गत्वा ततः पतति तत्र पतति तर्हि तत् पराजयः एव तस्य क्रीडालोः एवं क्रीडा स्पर्धा स्पर्धिनः शतम् अङ्काः स्वस्य शतम् अङ्काः प्राप्तव्याः यदि शतम् अङ्काः प्राप्यन्ते तर्हि सः तस्य क्रीडा क्षेत्रस्य विजेता इतिय उन् उद्घुष्यते य यस्य यावान् अङ्काः भवन्ति त् तदपि दृश्यते ऐक्यमत्येन क्रीडा क्रीडनम् अत्र अपेक्ष्यते ऐकमत्येन क्रीडित्वा प्रतिस्पर्धिनः विषयः अपेक्ष्यते नाम प्रतिस्पर्धिनः पराजयः अपेक्ष्यते एवं पर्वतारोहणमपि पर्वतारोहणं नाम पर्वतं पर्वतं परितः बहूनि सस्यानि पुनः यद् औषधयः औषधयः सर्वे भवन्ति तेन तेन किं भवति पर्वतस्य समीपे गमनमेव स्वास्थ्यर्थम् अत्यन्तम् उत्तमं भवति इतोऽपि पर्वतं पर्वतं यदि आरोहणम् आरोहणम् आरोहयामः अवरोहण कुर्मः पर्वतात् अवरोहणं कुर्मः तर्हि इतोऽपि स्वास्थ्यस्य उन्नतिः एव भवति तत्र विविधाः ओषधयः ओषधयः भवन्ति तस्मात् तत् तेन सह वर्तमानः भावः यदि अस्मद् शरीरं प्रविशति तर्हि अत्यन्तं स्वास्थ्यं दृढयति सः इदानीम् अस्मिन् काले पश्यामः चेत् सर्वत्र दोषाः एव वर्तन्ते नाम दोषः नाम रोगिणः रोगाः दोषः इत्युक्ते रोगः रोगिणः रुग्णाः एव सर्वे भवामः यदि पर्वतारोहणम् इत्यादिकं क्रियते तर्हि तेभ्यः रोगेभ्यः अस्मद् शरीरे विद्यमानात् रोगात् अस्माकं निवृत्तिर्जायते एवं स्वास्थ्यं स्वास्थ्यस्य उन्नतिरेव भवति एवं तरणं पुनः पर्वतारोहणं क्रिकेट् क्रीडनं केवलं मनोरञ्जनाय इति नास्ति तत्र किञ्चित् तत्त्वान्तरमपि अस्ति तद् पश्यामः चेत् तत्र किञ्चित् तत्त्वभूतमपि आत्मवर्तते इति धन्यवादः